मम समाजे विबाहः रात्रौ भवति तथा च गोधूलीलग्ने अपि भवति वरः यदा कन्यागृहं प्रति आगच्छति तदा साक्षात् कन्यागृहं न आगत्य समीपस्थ एकस्मिन् गृहे विश्रान्तिं स्वीकरोति तस्मिन् गृहे वरः सज्जीभूय यदा सिद्धः भवति तदा कन्यागृहात् जनाः आगत्य वरस्य कृते वस्त्राणि उपायनानि इत्यादिकं प्रदाय ते गच्छन्ति अनन्तरं वरः तानि वस्त्रानि परिधाय कन्यागृहं प्रति आगच्छति विवाहमण्डपं प्रणम्य विवाहे मण्डपे उपविशति तत्रत्य ग्रामीणः जनाः भगवतः नाम्ना सङ्कीर्तनं कुर्वन्ति ततः परं कन्यायाः पिता पुत्रीम् आनीय तस्मै समर्पयति समर्पणात् परं कन्या सप्तवारं वरश्य चतुर्पार्श्वे अटति अन्तिमे वरस्य कन्ठे मालयावरणं करोति वरः अपि कन्यां मालयावरणं करोति तदैव विवाहः समाप्तिः भवति समाप्तिसमये ब्राह्मणाः तान् उद्दिश्य मन्त्रोच्चारणं कुर्वन्ति आशिषः च कुर्वन्ति अनन्तरं कन्या वरस्य गृहं प्रति गच्छति एतादृशं मम समुदाये विवाहः भवति